हरिः ओम् महोदय एतत् वोला काब् अस्ति किल मम कृते कार्यानम् अपेक्षते मम लोकेशन् अस्ति राजीवगान्धीपरिसरः शृङ्गेरी मेणसेमध्ये भवन्तः आगत्य पिक् कुर्वन्तु अहम् ओ टि पि वदिष्यामि